हरिः ओं एतत् बाबै होटल् वा अल्पाहार गृहं वा अस्तु अहं किञ्चित् आहारं आडर् कर्तुम् इच्छामि अस्तु भवत्याः स् भ भवतः समीपे पीजा़ अस्ति वा अस्तु द्वे स्थालिके पीजा़ इच्छामि उपरि उपरि मरीचिकाम् इच्छामि अनन्तरं अनन्तरं मिर्चि बज्जि अस्ति वा महोदय अस्ति चेत् चत्वारि स्थालिकां चतस्रः स्थालिकां इच्छामि किञ्चित् किञ्चित् ब्रुहत् मिर्चिकां उपयोगं कृत्वा करोतु कृपया अनन्तरं ताळी अस्ति वा मम गृहे वृद्धाः अपि सन्ति तस्मात् कृते स्थालिका ताळि अपि एव दक्षिणतालि अस्ति खलु अस्तु सो द्वे स्था ताळि चत्वारि मिर्चि बज्जि स्थालिकाः अनन्तरं द्वे पीजा अभवत् वा अस्तु क कति रूप्यकाणि भवन्ति मम समीपे एकः क्युपानपि अस्ति तत् उपयोगं कर्तुं शक्यते वा अस्ति चेत् डिस्कौन्ट् कति रूप्यकाणि भवन्ति अस्तु पूर्णतया कति रूप्यकाणि अहं दातव्यं मया दातव्यं अस्तु अस्तु अहम् इदानीम् एव गूगल् पे मध्ये प्रेषयामि अर्धघण्टा अनन्तरम् आगच्छामि वा आगमिष्यामि वा स्वीकर्तुम् अस्तु महोदय बहु धन्यवादाः पुनः मिलामः